हरिः ओं हरिः ओम् अहं जितेन्द्रः मध्यप्रदेशस्य भोपालतः वदन्नस्मि अहं त्रिपुरां नाम त्रिपुरायाः राजधानी अगर्तला अस्ति तत्र अगर्तलाम् आगन्तुमिच्छामि नाम त्रिपुराराज्ये नाम अहं पूर्वोत्तरराज्यस्य एकं विशेषं विभिन्नां विशिष्टम् अङ्गम् अस्ति त्रिपुराराज्यं एव भ्रमितुम् इच्छामि चेत् तत्र कीदृशं वातावरणम् अस्ति तथा च कानि कानि स्थानानि सन्ति नाम भ्रमितुं चेत् तदेव अहं ज्ञातुमिच्छामि कथं तत्र कर्तुं शक्यते आम् आम् धन्यवादाः आं धन्यवादाः धन्यवादाः आम् आम् आम् आम् आम् आम् आम् ओहोहो ओ त्रिपुरसुन्दर्याः दिव्य स्थानं तत्रैव अस्ति वा ओहोहोहो बहु बहु महत्वपूर्णं स्थानं आम्

अस्तु अस्तु आम् आम्

आम् आम्

आम् आम् आम् अस्तु तर्हि ओहो पुनः एकः नाम एकः प्र् एकः प्रश्नः अस्ति चेत् अत्र भोजनादिकं किं नाम अहं तु शाकाहारी अस्मि यद् किं तत्र समस्याः तु न भविष्यन्ति वा

अस्तु अस्तु बहव बहु धन्य आम् आम् आम् आ आम् आम् आम् अस्तु अस्तु बहुसुन्दरं भवताम् अहम् अङ्कम् इदम् सेव् करोमि यदा आगच्छामि चेत् अहम् अवश्यं सूचयामि सूचयित्वा एव आगच्छामि त्रिपुरां

आम् आम् आम्

आम् आम् अवश्यम् अवश्यम् अवश्यम् अवश्यं नित्यं

आं सत्यं सत्यम् अवश्यम् आगच्छामि चेत् आम्

अवश्यम् अवश्यं हा मिलामः चेत् हेना हा हा नमो नमः आं नमो नमः